अस्माकं ग्रामे अत्र शान्तिग्रामम् इति एकम् प्रशंसाम् अपि अस्ति किमर्थम् इत्युक्ते अत्र सर्वे जनाः मिलित्वा महागणपतिं स्थापयन्ति तदर्थं पोलिस् महोदयाः ते सर्वे जनाः आगत्य अत्र शान्तिग्रामम् इति उक्त्वा ते सर्वम् अत्र नागच्छन्ति किमर्थम् इत्युक्ते वयं शान्तिमुखेन गणपत्युः महागणपत्युः विसर्जनं करोति विसर्जनं करोति किल तदर्थम् एतत् शान्तिग्रामम् इति ते उक्त्वा सर्वे जनाः अत् तत्र नागच्छन्ति अनन्तरं सामाजिक अशान्तिः अत्र नास्ति अपराधमपि नास्ति अन्य आज राजनैतिक स्वास्थ्यसमस्यापि अत्र नास्ति ज्ञानेन्द्रमहोदय राजनीतिज्ञः सा अत् अत्र आगत्वा अत्र एवं तद् समस्याम् अस्ति इति श्रुत्वा सः सहा सहाय्यमपि करोति तदर्थं तत् शान्तिग्रामम् एतत् अन्य किमपि न अब अभवम् अस्ति अन्य तत्र अत्र नेट्वर्क् समस्या इति नेट्वर्क् समस्या किञ्चित् अस्ति आरोग्यसमस्या समस्या भवति चेत् तत्र दूरवाणीमुखेन वैद्यं सम्पर्कं कर्तुम् अत्र सम्पर्कसमस्यां किञ्चित् अस्ति एतद् वयं मिलित्वा एकं पत्रमपि दत्तवन्तः दूरवाणी आफ़ीस्मध्ये एकं पत्रमपि दत्तवन्तः ते एतद् निवारणार्थम् एकम् अस्माकं ग्रामे एकं टवर् बि एस् एन् एल् नामास्य एक टवर् कर्तुम् आयोजयन्ति एतद् त्रीणि मासाः भवन्ति नन्तरम् एतद् नेट्वर्क् समस्या तद् सम्यक् भवति इति मम आशयः इदानीं ब कार्यमपि प्रारम्भम् अभवत् ये टवर् स्थापयित्वा तत्र मार्गमपि कृतवन्तः अन्य केबल् ओ एफ़् सि आप्टिकल् फ़ैबर् मार्गमपि अपि कर्तुं ते सर्वे जनाः तत् कार्यकारिणः तत्र आगत्य एतत् प्रारम्भमपि अभवत् एतत् अस्माकं ग्रामे नेट्वर्क् स्थापयति चेत् तत्र स्वास्थ्यसमस्या आगच्छति चेत् अतः अपराधम् अपि आगच्छति चेत् तत्र टेलिफ़ोन् कनेक्षन् अस्ति चेत् तत्र कम्प्लेण्ट् कर्तुं तत् शक्यते इ तदर्थम् अत्र किमपि समस्या न आगच्छति इति अस्माकम् आशयः एतद् अस्माकं मन्त्रीमहोदयः अपि सहकारं राघवेन्द्रः बि ए बिवै राघवेन्द्रः अपि सः सहकारमपि दत्तवन्तः इदानीम् कार्यं चलति मासत्रीणिः नन्तरम् एतद् आरम्भं भवति इति अस्माकम् आशयः